आं सत्यं देशे अस्मिन् नैकाः रामायणकथाः उपलभ्यन्ते इदानीमस्माकं कर्नाटके रामायणदर्शनम् अनन्तरम् उत्तरभारते रामचरितमानस् अनन्तरं चम्पूरामायणं संस्कृते वर्तते भोजराजेन लिखितं तत्र चम्पूरामायणे कथं लिखितं नाम काव्यरूपेण लिखितमस्ति तत्र ते सर्वं रामायणे सर्वं यदस्ति तत्सर्वं न उपरिष्टात् मुख्यमुख्यान् अंशान् स्वीकृत्य लिखितवन्तः यथा रामायणस्य परिचयः भवतु इति अनन्तरं रामचरितमानसे कथं नाम तत्र तेषां तेषां किं कल्पनं काल्पनिककथा बह्व्यः योजिताः सन्ति यथा यदा रामः रामसेतुं बन्धयति तदानीं तत्र तेषां कृते स्क्विरिल् सहायमपि भवति इति लिखितवन्तः

नियोजितवन्तः तत्रापि तेषां बहु काल्पनिककथाः भवन्ति अनन्तरं चम्पूरामायणे तत्र भोजराजः कालिदासः तेषां तेषां काल्पनिककथा नास्ति किन्तु तत्र रामायणे आदौ किं जातं ब्रह्मा अनन्तरं तेषां विषये नारदः आगत्य उपदेशं कृतवान् वाल्मीकेः कृते रामायणं लिक् लेखितुं तत्सर्वं तत्र चम्पुरामायणे अस्ति चम्पुरामायणे गद्यभागः पुनश्च पद्यभागः किन्तु वाल्मीकिरामायणे तथा नास्ति अनन्तरं रामचरितमानसे तत्र बहु काल्पनिककथाः सन्ति तत्र शबर्याः कथा अनन्तरं हनुमतः

इदानीं प्राप्तुं किं कलियुगे जनाः कथं तत्र अन्वयं प्राप्तुं शक्नुवन्ति